तन्त्रज्ञानस्य बहवः धनात्मकविषया अपि सन्ति तावदेव हानिकारका दुष्प्रभावा अपि सन्ति एव मम यत् लक्षितम् अस्ति बहवः जनाः युवकाः बालाः अपि इदानिं तु बहु समयं तत्र एव यापयन्ति मोबैल् दर्शनं वा वाट्साप् वा नोचेत् तत्र गेम्स् वा नोचेत् युट्यूब् वा तत्र एव तेषां समय निर्गच्छति तत् बहु समय पर्यंतं यदि वयं दूरवाणी वा गणकयंत्रं वा तत् वयं पश्यन् भवामाचेत् अस्माकम् अवधानं तत्र एव भवति चेत् तत् अस्माकम् आरोग्यार्थमपि हानिकारकम् अस्ति अतः वयं यावत् न्यूनं भवति तावदेव उपयोगं कुर्म चेत् तन्त्रज्ञानस्य तदेव अस्माकं कृते सम्यक् इति दृश्यते